क्रीडाः अस्मासु सर्वदा उत्साहं वर्धयन्ति आनन्दं च जनयन्ति क्रीडा इत्युक्ते कश्चन समूहः भवति कोऽपि एकाकी न क्रीडति बहवः सम्भूय क्रीडन्ति तेन परस्परं सौहार्दभावः वर्धते क्रीडा अस्माकं वैमनस्यं निवारयति क्रीडाकारणतः एव अपरिचिताः अपि मित्राणि भवन्ति विशिष्य ग्रामेषु जनाः पारम्परिकक्रीडाः क्रीडन्ति ताः क्रीडाः अस्माकं परम्परां संस्कृतिं च स्मारयन्ति व्यक्तित्वविकासस्य प्रमुखं साधनं क्रीडाः तत्रापि पारम्परिकक्रीडाः सांस्कृ सांस्कृतिकव्यक्तित्वस्य संरक्षणे प्रवर्धने च प्रमुखां भूमिकां निर्वहन्ति